प्राचीननूतनमाध्यमेशु पश्यामः तर्हि भेदः बहु वर्तते प्राचीनकाले यदा समाचारः आगच्छति तदानीं तत्र वर्णाः वर्णः विशेषः किमपि न भवति अत्र कृष्णवर्ण एव एवं धवलवर्णस्य विशेषः तत्र समाचारपत्रम् आगच्छति परन्तु साम्प्रतं यदि पश्यामः समाचारपत्रं तदानीं तत्र वर्णविषेसयुक्त आगच्छति तत्र ये नूतनविषयः भवति ते अपि आगच्छति

अस्माकं समग्रविश्वे किमप् किं भवति तदपि आगच्छति तर्हि तत्र वर्णा वर्णः विशेषरूपेण दीयते यतो हि सर्वे छायचि छायाचित्रं द्रष्टुम् एव तत्र किञ्चित् किञ्चिद् ज्ञानं भवति एवं प्रकारेण साम्प्रतम् एवं प्राचीनमध्ये पार्थक्यं दृश्यते